छायाचित्रणस्य उपाधिं प्राप्तुं काश्चन राष्ट्रियाः अन्तर् अन्ताराष्ट्रियाः वा संस्थाः अस्माभिः दृश्यन्ते यथा एकमस्ति एम् ऐ टी डब्लु पी यू इत्युक्ते एम् ऐ टी वर्ल्ड् पीस् युनिवर्सिटी महाराष्ट्रनगरे वर्तते तत्र एकं त्रिवर्षात्मकः पाठ्यक्रमः प्रचलति बी ए इन् फ़ोटोग्राफी तत्रैव पुनः एकवर्षात्मकः परिचयपाठ्यक्रमः तन्नाम डिप्लोमा इन् फ़ोटोग्राफी पुनः एकमस्ति लव्ली प्रोफेशनल् युनिवर्सिटी जयपुरनगरे अस्ति तत्र वर्षचतुष्टयं पर्यन्तम् एकः पाठ्यक्रमः प्रचलति बैचलर् ओफ़् फ़ैन् आर्ट्स् पुनः तत्रैव एकवर्षात्मकः परिचयः पाठ्यक्रमः डिप्लोमा इन् डिज़िटल् फ़ोटोग्राफी पुनः केचन काश्चन अन्ताराष्ट्रियाः अपि संस्थाः सन्ति यथा केपिलानो युनिवर्सिटी तथा च युनिवर्सिटी आफ़् सौथर्न् क्वीन्स्लेण्ड् पुनः इतोऽपि अस्ति स्कूल् ओफ़् क्रिएटिव् फ़ोटोग्राफी एतत् पोलेण्ड् मध्ये स्थितमस्ति